इदानीं विवाह समये उपायं दानं तु परम्परा अस्ति एव उपानं नाम अङ्गुलीकं यच्छन्ति रेश्मवस्त्रं यच्छन्ति अन्यद् गृह वस्तु किञ्चित् लघु पाकशाला वस्तु तादृश वस्तूनि यच्छन्ति तद् परम्परा मध्ये एव अस्ति अन्यद् तद् सर्वं वरदक्षिणा इति वक्तुं न शक्यते परन्तु अन्य केचन प्रदेशे वरदक्षिणपरम्परा अपि अस्ति इत्युक्ते लक्षलक्षधनं दातव्यम् नो चेत् चतुश्चक्रिका वा तादृशं किमपि दातव्यं फ्लाट् दातव्यं सैट् दातव्यं तादृशमपि काचित् परम्परा अस्ति तादृशं इदानीं प्रचलति अस्मिन् समये